सत्यमेव जयते भारतस्य राष्ट्रीय आदर्शं वाक्यं भवति सत्यं सदैव विजयी भवति इति अर्थः

संस्कृतभाषायाः आभणकं भवति तत्र पण्डितः मदनमोहनमालवीया मालवीया मदनमोहनः एव अयं महत्वपूर्णः आभणकं दत्तवान् नाम सत्यं सर्वदा विजयी भवति इति तदा वयं वचने वा कर्मे वा सत्यमेव यदा सत्यं वदति कोपि न अङ्गीकुर्वन्ति कानिचन सन्दर्भेषु तदा भवति परन्तु तद् यदा तत् सन्दर्भम् अधीत्य किञ्चित् कालानन्तरं वा किञ्चित् दिनानन्तरं वा तत्र किं भवति तत् सत्यं बहिरागच्छति इति अत्र बहवः अध्यायैः एवं पाठितवन्तः अपि तस्मिन् विषये मम तदेव सत्यं सर्वदा विजयी एव भवति साक्ष स् झटिति न सम्भवति चेदपि सत्यं कदापि बहिरागच्छति सत्यं स सर्वत्र भवति सत्यमेव आजीवनं तिष्ठतीति